मम माता दशमः उत्तरेण अधीतवती अस्ति तथा च मम पितामहः गुरुकुले पठति स्म तथा च तस्य समयस्य धनस्य च अभावात् सः अतीव दुखेन अध्ययनं कृतवान् यत् किमपि कृतवान् तत् कृतवान् यतः तस्य समयस्य धनस्य च अत्यन्तं न्यूनता आसीत्